बाल्ये क् बाल्यकाले मया एकेन पादेन पुनः अग्रे गमनम् अग्रे गमनं तथा हरिताश्वः पुनः चदुरङ्गाद्याः चर् चतुरङ्गाद्याः क्रीडाः क्रीडिताः आसन् तत्र आदौ एकेन एकपादेन अग्रे गमनं नाम कूर्दनम् एकं तत्र एका परिधिः नियम्यते सा परिधिः अस्माभिः एकेन पादेनैव कूर्दित्वा कूर्दित्वा अग्रे गन्तव्यं भवति एकः शिलाखण्डः अस्माभि अस्माकं हस्ते दीयते तं शिलाखण्डम् अग्रे पातयित्वा सः शिलाखण्डः कुत्र कियद्दूरपर्यन्तं गतः तावत् एव स्थलम् अस्माभिः एकेनैव पादेन अग्रे कूर्दित्वा कूर्दित्वा गन्तव्यं भवति यदि सः शिलाखण्डः यत्र अस्माभिः शिला शिलाखण्डः क्षिप्तः क्षिप्तः तत्र तावत् दूरं यदि अस्माभिः कूर्दित्वा गतं तर्हि वयमेव विजेतारः यदि नास्ति तर्हि पराजयं स्वीकर्तव्यं भवति पुनः हरिताश्वे किं भवति इत्युक्ते एकः नाम यः तत्त् कर्तुमिच्छति क्रीडां क्रीडितुं द्वौ अत्र भवतः एकः भूमिं भूमिं दृष्ट्वा अधः किञ्चित् वामनः एव भूत्वा तिष्ठति तस्य उपरि एकः वेगेनागत्य कूर्दते यदि कूर्दितुं श् समर्थः सः तर्हि चिन्ता नास्ति यदि नास्ति तर्हि सः पराजितः एवमेव चतुरङ्गक्रीडा तु सर्वे जानन्ति एव यदि तत्र राजा राजा भवति राज्ञी भवति पुनः सेनाधिपतिः भवति अश्वाः भवन्ति गजाः भवन्ति तुरगाः पुनः ये सेनायां सेनायां ये भवन्ति सेवकाः ते तु भवन्त्येव पुनः तत्र कथम् एकेन न एकेन अन्यः पराजितः भवति इति द्र दर्शयन्ति तत्र नाम राजा राजा यदि पराजितः भवति एकेन एकेन राज्ञा अन्यः राजा पराजितः भवति तर्हि तत्र क्रीडा समाप्यते एतदेव उच्यते चेक् अनन्तरं मेट् इति